भारतम् एकं कृषिप्रधानं क्षेत्रम् अस्ति अधुना अस्माकं बहवः प्राचीनाः कृषिः कृषिग्रन्थाः सन्ति कृषिः विद्याः सन्ति अधुना किम् अभवत् अस्माकं फ़्रीडं स्ट्रगल् मध्ये अस्माकं यथा ब्रिटिशर्स् अत्र सन्ति तथा ते बहु अस्माकं ये इण्डिजीनियस् अस्माकं प्राचीनाः विद्याः सन्ति ते ते अवदन् तत्तु मिथ्या अस्ति तद् अस्माकं मस्तिष्कं मध्ये फ़ीड् अकरोत् अधुना किम् अभवत् वयं तद् विद्याम् अस्मत् विस्मरणम् अभवत् तथापि वयम् आधुनिकं टेक्नालजि आधूनिकं पेस्टिसैड् इन्सेक्टिसैड् तद् उपयोगं अकरोत् अस्माकं मृत्तिका यद्यत् अस्ति सायिल् तद् नष्टमभवत् अधुना वयं पुनः सैन्स् उत्तमं सैन्स् एव स्टें सैन्स् टेक्नालजि इञ्जिनियरिङ्ग् मेथमेटिक्स् उत्तमम् एव अस्ति तत्प्रयोगं कुर्मः लाभः लाभः अपि अस्ति तस्य कृषिक्षेत्रे तत् बेसिक् अण्डर्स्टेण्डिङ्ग् आफ़् मृत्तिका जलं कीदृशम् आवश्यकं तत्सर्वं मार्डन् टेक्नोलजि कृषिकाणाम् उपदिश्यते वयम् अधुना तद् सुलभतया उपयोगं कृत्वा पुनः प्रयोगं कुर्मः अस्माकं कृषिक्षेत्रे वर्धनं भविष्यति भवितुम् इच्छामः